अहम् एकः आर्डर् कृतवान् स्विगी इति एप् मध्ये तत्र अस्माक अस्माभिः धनं दत्तं विद्यते किन्तु तत् तस्य दत्तस्य धनस्य प्राप्तिः तेन अभूत् वा न वा इति कश्चन संशयः विद्यते तन्निमित्तेन अहं स्विग्गी एप् उद्घाटयामि तत्र आर्डर्स् मध्ये गच्छामि तत्र कश्चन व्यवस्था विद्यते यत्र अस्माभिः धनं दत्तं वा न वा इति वक्तुं तत्र लिखितं विद्यते सक्सेस्फ़ुल् वा अन्सक्सेस्फ़ुल् वा इति तत्र यदि सक्सेस्फ़ुल् यदि लिखितं विद्यते तर्हि आर्डर् प्लेस् अभूत् पुनश्च धनमपि दत्तं यदि अन्सक्सेस्फ़ुल् स्यात् तर्हि अस्माभिः धनं यत् प्रेषितं तन्न प्राप्तं तैः तस्मात् तिष्ठन्तु अनुसृत्य तत्र यदि धनं डेबिट् अभूत् अक्कौण्ट् तः तत् पुनः प्रत्यागच्छति अनन्तरं भवन्तः धनं पूरयन्तु अन्यथा तिष्ठन्तु